अहं हिन्दूमतस्य अनुयायी इदानीम् अहम् अत्र विद्यालयस्य अध्ययनम् विद्यालयमध्ये हिन्दुमतस्य अध्ययनं पाठक्रमेण अस्ति वा नास्ति वा इति अहं न जानामि परन्तु प्रेयर् प्रार्थनारूपेण पाठक्रमेण क् किञ्चित् अस्ति इति अहं चिन्तयामि जीवनदृष्टिः इत् जीवनदृष्टिमध्ये बह बहवः जनाः किन् भानुवासरसमये वा हा विरामकाले वा विद्यालयस्य विरामकाले वा किञ्चित् जनाः पुरुषाः उत्तमपुरुषाः उत्तम स्त्री अस्ति स सः अथवा अ सा भानुवासरे पाठयति गीतं वा सङ्गीतं वा शिबिरं वा शिबिरमपि चालयन्तः तत् कारणे अहम् सामाजिकदृष्टिः अत्र सम्यक् अस्ति एकम् इति अहं चिन्तयामि